हरिः ओं महोदय हरिः ओम् अहं दीपकः इति गोपालतः दूरवाणीं कुर्वन् अस्मि भवान् ईवेण्ट् प्लानर् इति ज्ञातवान् मम पत्न्याः जन्मदिनम् अस्ति कथं करणीयम् इति प्रश्नः

कार्यं कुर्मः नीलवर्णस्य आवश्यकं वा र रक्तवर्णस्य व समीचीनं दृश्यते वा कथं महोदय नीलवर्णस्य सम्यक् भवति वा धनं कियत् भवति धनं द्विसहस्रकं वा समयः सायं षड्वादने

ह एकघण्टापर्यन्तं सप्तवादनपर्यन्तम् इति अस्ति

अस्तु महोदय किं किम् आवश्यकं धनं यच्छामि ह करोति वा ह ह ह उपाहारार्थं भवान् एव सिद्धतां करोति वा अन्येषां केवलम् अलङ्कारः विद्युत् अलङ्कारं तत्र विविध विविध अलङ्कारः वा तदपि करोति वा ह ह अहं श्वः भवतः आपणङ्कृत आपणम् आगच्छामि तत्र उपविश्य वार्तालापं कुर्मः वा आं सायं कुर्मः चेत् अधिकजनाः आगच्छन्ति इति मम अभिप्रायः समीचीनं वा कुर्मः वा तथा तथा एव ह उपाहारार्थं वयम् अन्यत्र गन्तुं शक्यते ओ हो हो एवं वा तत्र अपूपम् इत्यादिकं सर्वम् अहमेव आनयामि वा भवन्तः एव तत्र सिद्धतां कुर्वन्ति वा व्यवस्थां करोति वा महोदय ह वि विविध अन्यं किं किं कर्तुं शक्यते नीलवर्णस्य अलङ्कारं विहाय अन्यत् किं कर्तुं शक्यते

विद्युत् अलङ्कारः छायाग्रहणं भवान् एव करोति वा छायाग्रहणं छायाचित्रं छायाग्रहणं ह ह आहत्य षट्सहस्ररूप्यकाणि भवति वा दशसहस्रं भवति वा कथं अलङ्कारः इत्युक्ते बहु भवति इति मम चिन्ता अस्ति

छायाग्रहणं ओह् दशसहस्रमपि भवति ह ह अस्तु महोदय अहं पुनः दूरवाणीं करोमि अस्तु रां रां महोदय धन्यवादः